सर्वेषां कृते वेगयानम् अपेक्षितमेव भवति अतः वेगयानस्य सुरक्षा अस्माकमेव दायित्वं वर्तते यानं तु वयं रक्षिष्यामः किमर्थं यानविहीनं वयं कुत्रापि अन्यत्र गन्तुं नैव शक्नुमः अतः बैक् यानं लाक् कृत्वा बीगपि सर्वदा लक् कृत्वा सुरक्षितस्थानेषु वयं स्थापयिष्यामः बेङ्किङ्ग् प्रवासेषु अपि तेन वयं जागृताः सर्वदा भवेम एवं रूपेण वयं बीग् तथा च यानं रक्षिष्यामः